हरिः ओम् हा सुप्रभातं हा भवतां कृते किं सहायं कर्तुं शक्नोमि अहम् ते सप्ताहे वारद्वयं नाम दिनद्वयम् आगच्छन्ति बुधवासरे प्रातः एकादशवादने अनन्तरं शनिवासरे सायङ्काले चतुर्वादने तस्य नाम डाक्टर् राकेशशर्मा इतोपि इतोपि ते मासे एकवारमेव मन नाम मासे दिनम् एकमेव आगच्छन्ति ते अग्रिममासे नाम फ़ेब्रवरि मासस्य प्रथमसप्ताहे पञ्चमदिनाङ्के आगच्छन्ति मध्याह्ने द्विवादने किं किम् हा हा हा अस्ति अस्ति ते तु प्रतिदिनमेव सन्ति अस्माकं होस्पिटल्मध्ये आमामामाम् सायं सायङ्काले हा सायङ्काले सप्तवादने प्रतिदिनम् हा ते हास्पिटल्मध्ये सेकेण्ड् फ़्लोर् सेकेण्ड् फ़्लोर् सिक्स् रूम् नम्बर्

हा अत्र दन्तविषयेभ्यः विविधः विशेषज्ञः अनन्तरं कर्णविशेषज्ञः अनन्तरं शिरसि अपि चिकित्सा अत्र भवन्ति मस्तकस्य अस्मिन् हा प्रतिदिनमागच्छन्ति चिकित्सायाः तु स्ट चतुष्टयम् हा अहमुक्तवान् खलु मस्तकस्य विशेषज्ञः हा कर्णः कर्णचिकित्सा विशेषज्ञः अनन्तरं हृदयविशेषज्ञः मस्तकस्य उपरि अनन्तरं मस्तकस्य विशेषज्ञः ये मस्तकविषये चिकित्सां कुर्वन्ति

हा हा ते सप्ताहे एकं दिनमेव आगच्छन्ति ते मङ्गलवासरे द्वादशवादने मध्याह्ने अस्तु धन्यवादः